उत्सवे अहम् पुरन्पौळीखाद्यानि पचामि महाराष्ट्रराज्ये बहवः उत्सवाः सन्ति प्रत्येके उत्सवे पुरन्पौडि एतत् महाराष्ट्रखाद्यं महाराष्ट्रराज्यस्य प्रसिद्धम्

प्रत्येकम् उत्सवसमये प्रत्येकस्य महाराष्ट्रे प्रत्येकस्य गृहे पूरण् पो पोळि खाद्यानि पाषा पचन्ति तन्मध्ये मम अपि गृहे मम माता पुरन् पुरण्पोडि खाद्यानि पचसि अन्यतमं द्वितीयम् द्वितीयम् मोदकम् अस्ति मोदकमध्ये मोदकं गणेश गणेशचतुर्थी ए स्य दिने मोदकम् निर् पाश खाद्यपदार्थानि पशन्स् पचसि मोदकम् अधिकं तया गुणुत्य गण् गणेशचतुर्थी गणेशचतुर्थेः समये एव निर्माणं करोति